लोकयानं नाम लोकानां यानम् इत्यर्थः लोकः इति पदेन जनाः गृह्यन्ते लोके वर्तमानाः जनाः गृह्यन्ते अर्थात् सार्वजनिकं यानं किञ्चित् लोकयानम् इति पदेन कथ्यते वस्तुतः इदानीं व्यवहारः वर्तते बसयानम् इति लोकयानम् इति रूढं जातम् इदानीम् एतत् पदम् लोकयानेन इव मया आधिक्येन प्रवासः क्रियते लोकयानं लोकयानं स्वीकृत्य अहम् अर्थात् लोकयानं प्राप्य अहं स्वमातुलगृहम् स्वं पितृगृहं स्वमातृगृहम् स्वपितामहगृहं स्वमातामह्याः गृहम् अहं बहूनि स्थलानि अटितवान् अस्मि अर्थात् कदाचित् प्रवासार्थं बहिः गतं नाम यथा बेङ्गलूरुनगरं प्रति कदाचित् सिद्धापुरप्रति कदाचित् यल्लापुरनगरं प्रति कदाचित् सिरसिप्रदेशं प्रति कदाचित् शिव्मोग्गा प्रति एवं बहवः प्रवासाः मया लोकयानेन कृताः वर्तन्ते लोकयानम् इत्युक्ते तत्र धनं न्यूनधनेन वयम् अधिकं प्रवासं कर्तुं शक्नुमः अतः लोकयानस्य महत्त्वता वर्तते एव एवं सर्वैः लोकयानप्रयोगः कर्तव्यः एव तेन लोकयानप्रयोगेनैव बहवः अनुभवाः अनुभूयन्ते ये व्यवहारे अपेक्षन्ते च